हरि ओम् नमस्ते नमस्ते हा वदतु भगिनी वदतु अहं तु दृष्टवान् सः कार्यं कार्यं सम्यक् करोति संक्षिप्तं वदामि चेत् इत्युक्ते सः शाला उद्घाटनसमयात् पूर्वमेव आगमिष्यति शालासु सर्वान् प्रकोष्टान् सः उद्घाटयति स्वच्छीकरोति मार्जयति सर्वं करोति तथा सर्वत्र सर्वासु प्रकोष्ठेषु सः तत्र गत्वा कृष्णफलकस्य मार्जनं कृत् कृत्वा यत्र यत्र सुधाखण्डस्य आवश्यकता अस्ति तत्सर्वं स्थापयति यदा कक्ष्याद्वयं भवति मध्ये अवकाशः समयावकाशः भवति छात्राः सर्वे बहिर्गताः सन्ति तदापि सः गत्वा तत्र कृष्णफलकस्य स्वच्छता करोति इति सायंकालेऽपि सर्वाः छात्राः बहिर्गताः इति निश्चयं कृत्वा प्रत्येकस्य को प्रकोष्ठस्य निरीक्षणं कृत्वा तदनन्तरम् एव प्रकोष्ठान् प्रकोष्ठस्य ताल तालं तत्र कीलकं कृत्वा अन्ते गच्छति सः यदा सर्वान् सर्वत्र तालं स्थापयति तालानि स्थापयति तदनन्तरमेव कुञ्चिकां तस्य हस्तेन स्वीकृत्य अहं गृहं गच्छामि एतत् मम अनुभवः भवत्याः विपरीतः अनुभवं किमपि अस्ति चेत् वदतु भवति

भगिनी तत् प्रकृतिधर्मः एव यदा वयः अधिकः भवति शरीरे शाक्तिः न्यूनं भवति सामान्यतः सर्वस्याऽपि सा समस्या अस्ति एव परन्तु अस्य स्वच्छीकरणं सम्यक् न भवति चेत् वयं तम् उक्त्वा सम्यक् कर्तुं स सम्यक् स्वच्छीकरणं कर्तुं मार्जनं कर्तुं वयं वक्तुं शक्नुमः एकं विषयं ये अस्य वयः जातः इति एकमेव कारणा कारणं स्वीकृत्य अन्यस्य अन्य नूतनसेवाकर्मकरस्य नियुक्तिः इदानीं कर्तुं न शक्यते कारणं वयं किं करणीयम् अस्मिन् शालायां अधिकम् एकं कर्मकर अधिकः एकः कर्मकरस्य अवश्यकता अस्ति इति एकः वृत्तं सम्पू सम्यक् लिखित्वा अस्माकम् उपरि उन्नताधिकारी यः अस्ति तस्मै प्रेषणीयम् तस्य मनसि अपि अत्र बहु अवश्यकता अस्ति इति सः अस्माकस्य अस्माकं वृत्तस्य उपरि तस्म् तस्य मनसि आगच्छति सः उपरि नूतनकर्मकरस्य नियुक्तिः नियुक्तेः कृते सः प्रेषयति उपरि प्रेषयति तदा शक्यते तद्विना मम हस्ते तु सः अधिकारः नास्ति न अहं भवती एकं कार्यं करोतु सर्वाः शिक्षिकाः अस्माकं शालायाः सर्वाः शिक्षिकाः मिलित्वा एकं मेलनं कुर्मः तत्र प्रत्येकस्यापि समस्या किम् अस्ति अधिकम् अधिकः एकः सर्वकार सेवाकर्मकरस्य नियुक्तिः अवश्यकता अस्ति इति सर्वे अपि वदन्ति चेत् तदा अग्रे वयम् एकं वृत्तं कृत्वा प्रेषयामः आवां द्वौ एव कुर्मः चेत् तत् सम्यक् न भवति सर्वानां सर्वा सर्वानाम् अभिप्रायं स्वीकरणीयं तदनन्तरमेव करणीयम् नमस्कारः